करोमि यत् यतः प्रायः रोगः उदरात् एव प्रारभते इति आयुर्वेदस्य कथनं यदि पचनसंस्था समीचीना भवति तर्हि सर्वं सुचारुरूपेण अस्माकं शरीरयन्त्रं प्रचलति कार्यं करोति तदा प्रायः जलस्य आधिक्येन पक्वम् ओदनं मुद्गदालिः एतत् प्रायः पथ्यकरम् अन्नं तस्मात् निर्मितं कृशरः इति पदार्थः प्रायः रुग्णप्रियः सर्वेषामपि प्रियः किन्तु कृशरः अतीव लाभदायकः भवति तत्पश्चात् तक्रं यदि कफ़समस्या नास्ति तर्हि तक्रम् अन्यथा उष्णोष्णं जलमिश्रितं दुग्धम् अर्धं जलम् अर्धं दुग्धम् इति सुपाच्यं भवति